हरिः ओम् ये कथमस्ति भोः आ आमां सम्यकस्मि किं वार्ता तत्र किमर्थं भोः

ओ किमर्थं भोः इदानीं बहु धनं सर्वत्र

आ मम आपणं तथा नास्ति भोः जनाः एव नागच्छन्ति किं करणीयं भवती नूतनम् आपणमपि स्वीकृतवती अहं किमपि नास्मि अत्र धनं धनम् अपि किञ्चिदपि न लभ्यते आमामाम्

ये भवती बहु हा आपणद्वयं वा स्वीकृतं स्वीकृतवती खलु किमर्थम् एवं वदति भवती हा ओहो जनाः एव नागच्छन्ति वा हा हा हा शाकाः आमां नास्ति भोः सम्यक्तया नास्ति इदानीम् एकस्मिन् सोमवासरे शाकाः आगच्छन्ति मङ्गलवासरादारभ्य तत् नष्टमेव भवति तावत् सम्यक् नास्ति कृषिकाः इदानीं बहुधनम् पृच्छन्ति किं क कुत्र धनं दन धनस्य व्ययः भवतीत्येव न जानामि तावद् धनस्य व्ययः भवति हा तदपि वातावरणमपि सम्यक् नास्ति इदानीम् इदानीं तु हा चैत्रमासस्य आरम्भम् एव न जातम् इदानीम् आम्र आम्रफलस्य आ आम्रफलम् आगतमस्ति तत्कथमिति न जानामि आमामामां तत्सत्यं तत्क्लेशः भवति अनन्तरम् अना अनारोग्यमपि भवति तदर्थम् आमाम् हा इदानीं सर्वम् आर्गानिक् इति लेबल् स्थाप्यते चेदेव आगच्छन्ति श्वःआरभ्य अहमपि तथैव करोमि हा सत्यं सत्यम्

अलं वा ओ हो हो अहमपि भोः अहम् इदानीम् एतद् एतद् निष्कास्य मम गृहे एव आपणं हा आपणं हा हा हा आपणम् आपणस्य आरम्भः करोमि तत्र धनव्ययः बहु बहु भवति गृहे तु तद् बाडिगे इत्यादिकं दातव्यं न भवति अतः हा त तद् सत्यम् अस्तु भोः हा श्वः मिलामः अस्तु अस्तु अस्तु अस्तु हा हा